क्षम्यतां मम तु राजनीतिविषये किमपि अवगमनम् अपि नास्ति अहम् अधिकं न जानामि अपि आसक्तिः अपि तथा नास्ति अतः राजनीतिवार्तामहम् अधिकं न पठामि एव किन्तु किञ्चित् किञ्चित् ज्ञानमपि आवश्यकम् इति भासते पञ्चवर्षे एकवारं तु वयं वोट् दातव्यमेव खलु अतः कः पार्टि उत्तमम् अस्ति कः पार्टि उत्तमं नास्ति एवं किञ्चित् तु ज्ञानम् आवश्यकं भवति कः पोलिटिकल् पार्टि अस्ति ते किं किं कार्यं कुर्वन्तः सन्ति उत्तमं कार्यं कुर्वन्तः सन्ति वा अनुत्तमकार्यं कुर्वन्तः सन्ति वा तत्सर्वं किञ्चित् ज्ञातुम् आवश्यकम् अस्ति अतः किञ्चित् किञ्चित् एव हेड्लैन्स् अहं पठामि मयं सत्यं वदामि चेत् न अवगच्छामि एव अहं राजकीयवार्ता अहं न गिच् अवगच्छामि एव बहु प्रयत्नं कृतवती अद्य एकं लिखति श्वः एकं लिखति अतः एतत्तु किञ्चित् मम कृते कष्टकरम् एव अस्ति नूतनवार्ताः कदा पश्यसि उत शृणोसि तत् नूतनवार्ताः इत्युक्ते कोविड् समये कोविड् समये एव अहं बह्व्यः वार्ताः शृतवती नो चेत् इदानीं तु अहं न शृणोमि एव दूरवाणीमध्ये तदा तु किमपि प्रमुखविषयः आगच्छति चेत् सर्वत्र वाट्सप् मध्ये आगच्छति एव वर्षायाः विषयाः भवन्ति इदानीं तु सर्वदा तदेव भवति अनन्तरं कोविड् काले बहु श्रुतवती वार्ता बहु श्रुतवती बहु दृष्टवती दृष्ट्वा दृष्ट्वा टेन्शन् अपि स्वीकृतवती किन्तु इदानीं तु अहम् अधिकं न पश्यामि पश्यामि इत्युक्ते किं पश्यामि वातावरणविषये पश्यामि अद्य वृष्टिः अस्ति वा नास्ति वा किन्तु किं भवति यदा ते वदन्ति अद्य वृष्टिः अस्ति तस्मिन् दिने वृष्टिः न आगच्छति एव वयं कुत्रापि न गत्वा अद्य येल्लो अलर्ट् अस्ति अद्य रेड् अलर्ट् अस्ति एतत् चिन्तयित्वा गृहे उपविशामः किन्तु तस्मिन् दिने वृष्टिः एव न आगच्छति तता अपि भवति आनन्तरं गुणवत्ताविषये तु अहम् अदिकं वक्तुं न शक्नोमि किमर्थम् इत्युक्ते अहमेव अधिकं न जानामि एतस्मिन् विषये अतः क्षम्यताम् अधिकं वक्तुं न इच्छामि इति इति अपि न वदामि अहं न जानामि इति वक्तुम् इच्छामि एतद्विषयम् अहं सम्यक् रीत्या न जानामि किञ्चित् पठितुम् आरम्भं करोमि प्रतिदिनं किञ्चित् किञ्चित् पठित्वा अवगन्तुम् अपि प्रयत्नं करोमि किमर्थम् इत्युक्ते वयं सर्वे एतस्य देशस्य नागरिकाः अस्माकमपि जवब्दरिः अस्ति